हरिः ओं महोदय हां भ भवतां नाम किम् हा एवम् एवं भवन् भवतां समीपे द्विचक्रिकाः सन्ति खलु विक्रयणार्थम् एवं भवतामेव शाप् अस्ति अहं कविकुलगुरुकालिदासः संस्कृतविश्वविद्यालयतः छात्रकल्याणविभागप्रमुखः अस्मि अस्माकं कृते अस्माकं छात्राणां चालनार्थं व्यायामादिकर्तुं द्विचक्रिकाः अपेक्षन्ते भवतां समीपे नाम पञ्चदश वा विन्शतिः द्विचक्रिकाः अपेक्षन्ते कीदृशाः सन्ति एवम् एवं किं नाम सुकरं किं भवति चालनार्थम् एवम् एवम् एवं तर्हि द्विशाकप्स् द्विचक्रिकाणां डबल् शाकब्स् द्विशक् द्विकक्रिकाणां कियद्धनं वर्तते एकस्याः द्विचक्रिकायाः त्रिसहस्रम् एवं यदि अधिकाः अपेक्षन्ते चेत् किञ्चिद्धनं न्यूनं करोषि वा हा एवं च अस्माकं शिक्षकानां कृते अपि चालनार्थं नाम गृहाद् अत्र पर्यन्तम् आगम् आमनार्थम् एवं च इतः गृहगमनार्थम् द्विचक्रिकाः अपेक्षन्ते परन्तु शाकब् इत्यस्य न तद् सामान्यः द्विचक्रिकाः सन्ति खलु यथा पुरुषाणां कृते भिन्ना स्त्रीणां कृते भिन्ना तथा सन्ति वा तथा चत्वारिंशत् चक्रिकाः द्विचक्रिकाः अपेक्षन्ते हा तर्हि तत्र विंशतिः द्विचक्रिकाः पुरुषाणां कृते एवं च विंशतिः स्त्रीणां कृते अपेक्षन्ते हा एवं बहु धन्यवादाः नाम बहु न्यूने धने भवतां आपणे द्विचक्रिकाः लभ्यन्ते स्म यदि इतोपि अपेक्षन्ते वयम् इतोपि स्वीकुर्मः एव हा एवं च किं ब्रेण्ड् अस्ति तद् हीरो सैकल् अस्ति अथवा हर्क्युलेस् अस्ति एवं किं ब्रेण्ड् वर्तते भवताम् ही हीरो सैकल् वा हा किं सम्यक् भवति हर्क्युलेस् सम्यक् भवति उत हीरो सैकल् सम्यक् भवति एवम् आं हीरो सैकल् तत्र चक्रिकया सह किमपि अन्यद् लभ्यते वा नाम यथा हेल्मेट् एवं सुरक्षा उपकरणानि लभ्यन्ते वा न न न न सुरक्षा उपकरणानि यथा यदि कश्चिद् कश्चन उप तदपि ततः तर्हि किं लब्धं सुरक्षा उपकरणानि अपि नूतनानि स्वीकर्तव्यानि अथवा द्विचक्रिकया सह एव आगच्छन्ति एवम् एवम् एवं नूतनानि स्वीकर्तव्यानि तर्हि हा तर्हि म तस्य कियद्धनं भवति पञ्चशतं वा एवम् एवम् एवम् तर्हि तद् सर्वमपि विलिख्य मां प्रेषयतु या अस्मिनेव दूर अस्यामेव दूरसङ्ख्यायाम् अहं तत् सर्वं यानि कानि औपा औपचारिककार्याणि कृत्वा भवताम् आपणे आगत्य द्विचक्रिकाः स्वीकरोमि एवं धन्यवादः पुनर्मिलामः